प्रतिदिनं महिलाः कीदृशाः समस्याः सम्मुखीकुर्वन्ति इति चेत् लोकयानेषु अथवा पब्लिक् प्रदेशेषु च दुष्टानां पुरुषाणां वशात् अस्पृश्येषु पदार् प्रदे प्रदेशेषु स्पर्शादिकं इत्या इत्येवं रीत्या समस्याः सम्मुखीकुर्वन्ति एतदतिरिच्य कार्यस्थलेषु अपि अन्यैः पुरुषैः ते तासाम् उपरि बलात्कारः अथवा अवाञ्छनीयसम्भाषणम् इत्यादिकं क्रियते इत्येवं समस्या वर्तते गतेषु वर्षेषु भारतीयसमाजे महिलानां पात्राणां कथं परिवर्तितम् इति चेत् तत्र प्रायः विंशतिवत्सरेभ्यः त्रिंशति त्रिंशत्वत्सरेभ्यः प्राक् महिलाः केवलं गृहिण्यः एव आसन् अधुना सर्वेषु अपि कार्यस्थलेषु महिलानां प्रवृत्तिः दृश्यते भारतशिक्षणे तथा कार्यक्षेत्रे च महिलानां कृते समानः अवकाशः वर्तते इति मम मतिः